अस्माकं प्रदेशे विशेष खाद्यपदार्थाः बह्व्यः वर्तन्ते तत्र विशेषतया आन्ध्रामाता इत्युच्यते गोङ्गुर् पच्चडि इति वयं वदामः अत्र प्रत्येकेऽस्मिन् गृहे तस्य निर्माणं भवति यत्र ये अत्र आगच्छन्ति अवश्यं तत्र गोङ्गुरपच्चडि संस्थाप्य ते भोजनं स्वीकुर्वन्ति तदेकम् अस्ति एवं रूपेण पर्यटकाः यदा आगच्छन्ति अ अस्माकं भिन्नभिन्नप्रान्ताः एवं भिन्नभिन्नप्रान्तः इदानीं रायलसीमा रागिसङ्कटि इति वयं वदामः सर्वेपि रागिसङ्कटिं एवं खादन्ति तद् शरीरस्य कृते एवं शारीरविकासाय अपि एकम् अत्र प्रधानं भवति तेलङ्गानाप्रान्तं यदि वयं पश्यामः तत्र विद्यमाना एवं खाद्यपदार्थाः तत्र किं वदामः शाकाहारसम्बद्धपदार्थाः तत् उत्तमतया तत् उपलभ्यन्ते तत्र गुण्टूर् यदि वयं पश्यामः गुण्टूरु एतद् किं कटुः इति विषये वयं वदामः गुण्टुरप्रान्ते तत्र अल्पाहारव्यवस्था अत्यन्त उत्तमतया भवति तादृशाल्पाहारं वयं कुत्रापि द्रष्टुं न शक्नुमः भोक्तुं न शक्नुमः तथा गुण्टुर्प्रान्ते एवमुत्तमतया एवम् अल्पाहारव्यवस्था भवति भोजनमपि तथैव समीचीनं भवति एवं तत्र काकिनाडप्रान्ते सुब्बय्य एकं प्रसिद्धं किं नाम होटेल् वर्तते तत्र सः यद्निर्माणं करोति प्रायः तस्य ब्राञ्जेस् अपि बहुत्र वर्तन्ते शाकाहारसम्बद्ध तत्र भोजनं भवति भिन्नभिन्न किं शाखाः तैः निर्मीयन्ते अल्पेन धनेन वयं स्वीकतुं शक्नुमः स्पेशली आन्ध्राप्रान्तस्य एकं शाकाहारसम्बद्धभोजनम् अत्यन्तं प्रसिद्धं भवति अत्र अन्यदेकं वैशिष्ट्यम् अस्ति औत्तराः यदि आगच्छन्ति चेश आगच्छन्ति चेत् तेषामपि उत्तमतया त् ते तेषाम् आनुकुल्यं यद्भोजनं भवति तदपि अत्र उपलभ्यते एवम् आन्ध्राप्रान्तस्य भोजनवैशिष्ट्यम् एवं भवति